इदानीम् अहं अमेज़ान्तः विद्यालयस्य स्यूतम् अहम् आर्डर् कृतवान् तत्र यत् अहम् आर्डर् कृतवान् तत् समानं न आगतम् अस्ति यतः स्यूतः बहु लघुः अस्ति यदि प्रि के जि छात्राणाम् एतद्भवति तादृशं बहु लघुः आगतम् अस्ति अनन्तरं कम्पणि अपि भिन्नम् अस्ति एवम् तत्र क्वालिटि अपि सम्यक् नास्ति अतः कृपया एतत् परिवर्तनं कृत्वा दास्यन्तु धन्यवादः